मम अत्यन्तं प्रियं क्रीडणम् अस्ति ऐस् हाक्की इति यतोहि अस्माकं केन्द्रीयशासित् प्रदेशलेह्लद्दाखक्षेत्रे शीतकाले हिमखण्डोपारि धावनम् अतीव विशिष्टं भवति तत्रापि कमापि लक्ष्यं कन्दुकं वा अभिलक्ष्य धावनं तु विशिष्तरम् एव भवति तस्मात् प्रायः धावकाः युवाणाः युवतयश्च सर्वे तदर्थं क्रीडयितुं वाञ्छन्ति तत्र वक्तव्यम् आवश्यकं यत् अन्तर्राष्ट्रियेषु स्तरेषु आयोजितासु ऐस् हाक्की क्रीडास्पर्दासु राष्ट्रयस्य ऐस् हाक्की गनस्य प्रतिनिधित्वं लद्दाख्खियः एव कुर्वन्ति न अपरे केचन